मम जीवने कस्यापि शुभस्य घटनायाः प्रारम्भं तु मया आदौ भगवतः तत्र प्रार्थनां तथा च भग मातुपितुः गुरुणां च आशीर्वादग्रहणेन मया क्रियते कारणम् एतेषां मार्गदर्शनम् एतेषाम् आशीर्वादम् इति विहाय वयं किमपि साधयितुं न शक्नुमः इति मम अभिप्रायः तर्हि यदाकदापि किमपि शुभकार्यस्य आरम्भः मया क्रियते तर्हि आदौ मम इष्टदेवतायाः सर्वादौ इष्टदेवतायाः तदनन्तरं मम गुरवः ये सन्ति तेषां तासां तथा च मम मातुपितुः गुरुजनानां च तत्र आशीर्वादं स्वीकृत्य तदनन्तरम् एव मया शुभस्य कार्यस्य कृते अग्रेसारये